मम पतिः अपि उद्यानकार्यं कर्तुम् इ इच्छति सः प्रातःकाले उत्थाय उद्यानं गत्वा जलसेचनं क करोति तदनन्तरं स्वच्छामपि करोति तत्र फलानि वृक्षात् फलानि स्वीकृत्य अन्य वित् अन्य आपणस्य आपणे दूरवाण्याम् विग् विग् विग् विक्रणार्थं विक्रणं करोति तदनन्तरं स प्रा स सायङ्काले अपि किञ्चित् केक् के के वृक्षाः सम्यक् नास्ति इति तत्र गत्वा दृष्ट्वा अग्रिकल्चर् आफ़िस्मध्ये फ़ो दूरवाणीं कृत्वा किं प्राब्लम् इति आधारीकृत्य निव् निवारणमपि करोति